संस्कृतभाषायाः शिक्षणं बालानां कृते यथार्थतया आवश्यकम् एव वर्तते यतोहि तत्र यदा बालकाः संस्कृतस्य शिक्षणं प्राप्नुवन्ति संस्कृतभाषायां सम्भाषणम् आरब् आरभन्ते तदानीं तेषां मुखे कश्चनः व्यायामः समीचीनः भवति यतोहि सर्वविधस्थानेषु अपि संस्कृतम् अक्षराणाम् उच्चारणं भवति इति कृत्वा तेषाम् उच्चारणं सम्यक् भवति यदा ते संस्कृतमधीत्य अन्यभाषाम् पठन्ति तदानीं तेषां तत्र उच्चारणं सम्यक् भवति अतः संस्कृतभाषायाः शिक्षणम् आवश्यकम् एवमेव बालकाः नाम ये येषाम् संस्कृतम् एव पूर्वभाषा नाम आदिभाषा इति उच्यते तेषां कृते तु संस्कृतभाषायाः आरम्भतः अपि शिक्षणं समीचीनमेव यतोहि वयम् अस्माकं भाषां लघुवयसि एव अध्ययनं कुर्मः इति अस्माकं तत् समीचीनः विषयः भवति आवश्यकता तु अस्ति एव संस्कृतभाषायां व्याकरणं समीचीनं वर्तते कुत्रापि अन्यत्र भाषासु संस्कृतभाषावत् व्याकरणं नास्ति इत्येवं वक्तुं शक्यते यतोहि संस्कृतभाषा देवभाषा इति उच्यते अतः संस्कृतभाषायाः अध्ययनं छात्राः कुर्वन्ति इति उक्त्वा तत् त तेषां मनसि अपि समीचीनाः विचाराः आगच्छन्ति दुष्टविचाराः न आगच्छन्ति संस्कृतभाषायां कः विशेषः इति चेत् तत्र दुष्टशब्दाः एव न सन्ति इति उच्यते